भारते भरतनाट्यं कुचिपुडि ओडिसि कथकलि कथ्थक मणिपुरि छौ बिवै इत्यादयः नृत्यशैल्यः प्रसिद्धः तत्रापि भिवै नृत्यशैली राजस्थाने सुप्रसिद्धा वर्तते अस्याः स्थापना प्रचारश्च नागोजिः नामाख्येन आचार्येण कृतः यद्यपि इयं नृत्यकला गुजरातप्रदेशे समुत्पन्ना तथापि राजस्थानस्य उदयपुरजनपदे ये प्रवद्पदी पर्वतप्रदेशीयाः जनाः नृत्यम् इदं बाहुल्येन सम्पादयन्ति